अहम् अधिकं लेखितुम् इच्छामि भारतीयसंस्कृतिविषये इतिहासविषये अस्माकं ज्येष्ठानां साधना कानि आसन् तस्मिन् विषये अपि अहम् अधिकं लेखितुम् इच्छामि अस्क अस्माकं संस्कृतिः संस्कारः अनन्तरं प्राची प्राचीनभारतीयज्ञानपरम्परा एतादृशविषये अहम् अधिकं लेखितुम् इच्छामि तस्मिन् विषये एव अधिकं जनानां जनजागरणं कारणीयं इदानीं बालाः ये छात्राः सन्ति तेभ्यः अस्माकं वीरपरम्परा ज्ञानपरम्परा अनन्तरं अस्माकं ऋषीणां साधना एतादृशविषये अधिकं अहं लेखितुमपि इच्छामि अनन्तरं तस्मिन् विषये अधिकं ज्ञानं दातुमपि इच्छामि